हर हर् महादेव् हरि ओम् हर हर् महादेव्

अस्तु अस्तु वाराणस्यां भवतां हार्दं स्वागतम् वाराणसी यतो हि भगवतः शिवस्य स्थानं वर्तते तत्र भगवा भगवान् शिवः साक्षात् विराजन्ते तत्र भगवतः विश्वनाथस्य मन्दिरं वर्तते तस्य इदानीं सौन्दरीकरणमपि जातमस्ति तस्य दर्शनं कृत्वा भवतः हृदयम् आनन्देन परिपूरितं भविष्यतीति एवम् अन्नपूर्णामन्दिरमपि तत्र वर्तते अन्नपूर्णा मन्दिरं दृष्ट्वा एवं तत्र प्रसादं भुङ्क्त्वा भवतः बुभुक्षा अपि शान्ता भविष्यति एवम् तत्रैव भगवान् भैरवः वर्तन्ते ते साक्षात् शिवस्य एव अन्त अवतारः वर्तन्ते तेषामपि दर्शनं काश्यां गत्वा ये ये जनाः तेषां दर्शनं न कुर्वन्ति तर्हि शिवस्य एवम् अन्नपूर्णायाः दर्शनं वृथा भवति इति तत्र लौकिकजनाः वदन्ति यतो हि अहमपि तत्र तत् तत्रैव वसामि अस्माकमपि तत्रैव निवासः एवम् एकः एकः मन्दिरः वर्तते बिन्दुमाधव् इति बिन्दुमाधवमन्दिरं विष्णोः मन्दिरं वर्तते तस्यापि दर्शनम् आवश्यकम् एवं मातुः गङ्गामातापि तत्र निरन्तरं प्रवहति तेषामपि दर्शनम् आवश्यकम् तस्य गङ्गायां स्नानम् एवं स्नानादिकं कृत्वा तत्र दानादिकम् एवं पुनः प्राज्ञानां दर्शनं वटुकानां दर्शनं वेदश्रवणं सङ्गीतश्रवणम् इति बहु किमपि तत्र वर्तते इदानीं भवान् प्रथमं कुत्र गन्तुम् इच्छति इति वाच्यताम् अस्तु तदुत्तरं भवान् गङ्गास्नानं तदनन्तरं विश्वनाथदर्शनम् एवम् अन्नपूर्णादर्शनं भैरवदर्शनं तदनन्तरम् अन्नपूर्णामातुः प्रसादं गृहीत्वा पुनः भवान् स्वस्य स्थाने गन्तुं शक्नोति इति हर हर् महादेव् ह्म् अस्तु हर हर् महदेव्